भारतस्य राष्ट्रियभाषायाम् संस्कृतस्य प्रभावः तावत् बहु विद्यते यथा खावो इति हिन्द्यां वदामः खाद उत खादतु इति संस्कृतेन इतोऽपि पद इति तेलुगुभाषायां वदामः गच्छ इत्यस्मिन् अर्थे पदगतौ इति धातुः विद्यते पदति नाम गच्छति पद नाम गच्छ इत्यर्थः समानार्तः विद्यते एवं बहूनि पदानि राष्ट्रियभाषासु विद्यमानानि संस्कृतात् एव आगतानि यथा मनुष्यः सूर्यः चन्द्रः तारा नक्षत्रम् इतोपि ऋषिः मुनिः गृहम् गृह् इति हिन्दीभाषायां वदन्ति गृहम् द्वारम् इतोपि वायुः आकाशः पृथ्वी इत्येवं बहवः शब्दाः विद्यन्ते इतरभाषासु संस्कृतप्रभावोपेतासु